किं तव समीपे किमपि पुरातनं चित्रं स्वीकृतम् अस्ति मम समीपे पुरातनं चित्रं नास्ति पुरातनचित्राणि तथा नूतनानि डिजित् डिजिटल् चित्राणां विषये अहम् एवं चिन्तयामि यत् डिजिटल् चित्रद्वारा चित्राणि भवन्ति चेत् तस्य संस्करणं तथा च संरक्षणं सुलभमिति मन्यन्ते पुरातनचित्रेषु अधिकं भावुकता सत्यम् अस्ति किमर्थं चेत् मातृभाषायाम् अर्थात् कर्नाटकभाषायाम् एवम् अस्ति हलेबेरु होसचिगुरु कूडिरलु मर सोबगु इति तद्वारा पुरातनानि चित्राणि अस्माकं भारतीयपरम्परायाः द्योतका इति मन्यन्ते उदाहरणार्थं मैसूरु संस्थानस्य राजामहल् इति ये वदन्ति तत्र गत्वा पुरातनानां चित्राणां विषये पश्यामः चेत् चित्राणि बहु सम्यक् अस्ति तथा च अस्माकं परम्परायाः द्योतकम् इति मन्यन्ते